प्रारम्भतः एव अस्माकं भारतप्रदेशः योगप्रधानः एव परिलक्ष्यते यतो हि श्रीमद्भगवद्गीतायामेव भगवता श्रीकृष्णेन कर्मयोगः ज्ञानयोगः इति योगस्य द्वैविध्येन योगः अवश्यम् आचरणीयः इति उपदिष्टम् अतः योगः अस्माभिः सर्वैरपि भारतीयैः स्वस्य दैनन्दिनजीवने आचरणीयः इति मनसि सङ्कल्पः अपि करणीयः तदर्थम् अस्माकं भारते योग योगस्य या परम्परा आसीत् तस्यां परम्परायाम् इदानीं बाबा रामदेवः योगगुरुत्वेन अस्माकं भारते सर्वत्र राराजन्ते तेषां योगक्षेत्रे योगस्य योगं योगः कथम् अस्मान् उपकरिष्यति इति तत् विषये तेषां महत् योगदानं वर्तते ते न कश्चन न केवलम् अस्माकं भारतवर्षे अपि तु विदेशे अपि भारतीययोगपरम्परायाः शिक्षणं प्रशिक्षणं दास्यन्ति ते अवश्यं न केवलं मां प्रेरयन्ति अपि च सर्वान् भारतीयान् तत् साकं विदेशस्थजनान् अपि प्रेरयन्ति इदानीं ते मम पितृतुल्यवयसि सन्तः अपि माम् इदानीमेव ज्ञातं यत् ते प्रतिदिनं पञ्चकिलोमिटर् यावत् सैक्लिङ्ग् कुर्वन्ति तादृशस्वस्थशरीरं स्वस्थशरीरं तेषां वर्तते अहं तु अस्मिन् एव वयसि पञ्च फैव् किलोमीटर् यावत् सैक्लिङ्ग् यदि करिष्यामि तर्हि मम महत् क्लेशः भव भवति अनुभूयते अतः योगः अवश्यमेव आचरणीयः यदि योगाचारः न क्रियते चेत् तर्हि शरीरे स्वस् स्वस्थता यथा नायाति नागमिष्यति तद्बत् बुद्धौ मनसि च स्वस्थता नानु भवि अनुभो अनुभवितुं न शक्यते अतः योगः दैनन्दिनजीवने आचरणीयः इति सङ्कल्पः सर्वेषामेव भवेयुः इति शम्